आधुनिककाले संस्कृतभाषाशिक्षणं बालानां कृते आवश्यकं आवश्यकमस्ति संस्कृत भाषां दा संस्कृतभाषां बालानां मनसि बहु लोलता लोलतारूपेण वर्तते संस्कृतसुभाषितम् इम्बोर्टेण्ट् अस्ति सुभाषितेन आधुनिकजनाः आधुनिकबालाः बहु अक्रमासक्ताः वर्तन्ते तद् किम् इति प्रश्नेन मातापितरौ बहूनि प्रश्नानि वर्तन्ते बहु कलहः अपि वर्तते तत् निष्कृत्य निष्कृतसंस्कृतभाषाशिक्षणम् आवश्यकम् अस्ति बालानां कृते सुभाषितरूपेण च स्मोळ् स्टोरी रूपेण एव रूपेण संस्कृतभाषा आवश्यकम् अधुना भारतजनाः बहु सरलरूपेन वर्तमानं कुर्वन्ति तद् संस्कृतस्य संस्कृतस्य उपयोगं किं बहूनि उपयोगानि संस्कृतम् आवश्यकं प्रधानतया भारते भारतसंस्कारं संस्कृते वर्तते महाभारतं रामायणम् इत्यादीनां महाग्रन्थः संस्कृतभाषया एव लिखति तदा तदा तद् कारणेन संस्कृतषा उपरि भाषाशिक्षणम् आवश्यकं भारतं भारतं संस्कृतस्य संस्कृतस्य किम् आवश्यकम् अस्ति अस्ति इति अहं वदामि